नमस्कारः महोदये अहं वेडिङ् प्लानर्स् अस्मि भवती काल् उचितवती खलु अवश्यम् अवश्यम् अवश्यं महोदये अस्माकं पेकेजेस् तु त्रि त्रयः पेकेजेस् अस्ति सन्ति एकं गोल्ड् एकं प्लेटिनम् एकं नार्मल् सिल्वर् पेकेज् अस्ति भवती तु प्लेटिनम् स्वीकरोतु तस्मिन् त्रयः दिन दिनपर्यन्तं बाडि मसाज् फ़ेशियल् एकं ए पेडिक्युर् मेनिक्युर् सर्वान् सन्ति तत्र भवत्याः कृते लेहेङ्गाः किं किं वर्णम् इष्टवती एतत् सर्वान् वयं भवती कृपया सूचयतु

आमाम् अवश्यं वदामि अवश्यं वदामि महोदये एतत् एतत् सिल्वर् पेकेज् तु दशसहस्ररूप रूप्यकाणि गोल्ड् पेकेज् तु पञ्चदशसहस्र सहस्राणि अस्ति ते एते एतस्मिन् भेदः एव अस्ति भवती कृते एकं दिनम् एव मेकप् कर्तुम् इच्छति चेत् भवती विवाहदिनम् एव मेकप् इष्टवती चेत् भवती सिल्वर् पेकेज् स्वीकरोतु नो चेत् यदि भवती द्वे दिने स्वीकरोति चेत् पञ्चदश एव अतः एव अहम् अहं भवती कृते अहं उक्तवती भवती प्लेटिनं पेकेज् प्लेटिनं पेकेज् एव स्वीकरोतु ततः तु आम् पञ्च पञ्चविंशती सहस्राणि अभवत् भवती भवती भवती भवती पेकेज् पूर्वं संपूर्णं पश्यतु कृपया तत्र भवत्याः कृते त्रयः दिनान् कृते दिनानि कृते लहङ्गाः शाटिका सर्वं तत्र एव आगच्छति अस्तु अस्तु भगिनी नमस्ते